पूर्वतनम् अङ्गुलीयकं नष्टमिति कृत्वा नूतनमेकम् आनायितम् किन्तु तत् सम्यक् भवेदिति चिन्तितमासीत् किन्तु सम्यगेव नास्ति दर्शने तु सम्यगासीत् किन्तु धृत्वा दिनद्वये एव हस्ते कृश् रक्तवर्णस्य पिटकाः जाताः सन्ति पुनः हस्तवेदना अपि जाता वर्तते इदं दृष्ट्वा पूर्वतन् पूर्वतनं यदङ् अङ्गुलीयकमसीत् तदेव सम्यगस्तीति भासमानमस्ति यत् सम्य यत् सम्यगासीत् तदेव प्रेषणीयं खलु एवं सर्वं प्रेष्यते किं वर्णं तु सम्यगस्ति किन्तु दिनद्वये दिनद्वयं सम्यगासीत् तदुत्तरं तु वर्णः अपि गतः वर्तते